भारतीयकलाकाराः तावत् प्राधान्यम् अवकाशं च न प्राप्नुवन्तः कारणं बहवः सन्ति इदानीं जनानां बहूनि कार्याणि लुप्ताः भवन्ति कलाकारः स्व अभिनयं कुर्वन्ति परन्तु जनाः ध्यानं न ददाति इदानीं समये जनाः फ़ेश्बुक् ट्विटर् अधिकमात्रं व्यवहारं कुर्वन्ति तत्र रील्स् पश्यन्ति अतः ये भारतीयकलाकारः सन्ति तेषाम् अभिनयं द्रष्टुं जनानां समयाभावो भवति अतः ते प्राधान्यं प्राप्तवन्तः